नमो नमः हरिः ओं आम् एकं तस्य धर्मगुरुः तस्य एका श वार्तालापम् अहं करोमि अधुना आं आं बहूनि तर्हि सर्वे अपि अत्रैव किमपि तस्य मा मम उपरि तस्य भिन्नभिन्नाः किमपि दोषः आं दोषारोपणं करोति सर्वे अपि किमर्थं करोति न

आम् आम् बहवः आं आं

अस्तु

आमां धन्यः धन्यवादः